आकाशवाणी दूरदर्शन तथा मुद्रणरूपमाध्यमेषु संस्कृतम् इदानीं बहु अल्परूपेण वर्तते आकाशवाणीं तत्र तु केवलं संस्कृतस्य वार्ता भवति इति मन्ये दूरदर्शने अपि तावदेव इति मुद्रणरूपमाध्यमेषु संस्कृतस्य एक्स्क्लुजिवली केचन संस्कृत माध्यमाः भवन्ति तद्विहाय अन्यत्र तु न भवत्येव अतः बहु अल्पम् इति वक्तुं इच्छामि